आकाशवाणीं तु अहं न श्रुणोमि एफ़् एम् अपि न श्रुणोमि यदा कदा बहिः गच्छामि किञ्चित् गीतं कानिचन गीतानि श्रुणोमि किन्तु तथा फ़ेव्रेट् इति किमपि नास्ति किन्तु दूरदर्शनकार्यक्रमे मम बहु फ़ेव्रेट् कार्यक्रमः इत्युक्ते कौन्बनेगाकरोड्पति सोनि टि वि मध्ये आगच्छति खलु प्रतिदिनम् आगच्छति तद् सोमवासरतः शुक्रवासरपर्यन्तम् आगच्छति प्रैम् टैम्मध्ये नववादने एव आगच्छति तद् मम बहु प्रियः कार्यक्रमः अस्ति तत्र अमिताभबच्चनमहोदयः बहु सुन्दररीत्या कार्यक्रमम् नडसी कोड्तारे बहु सम्यक्रीत्या तस्य पर्स्नालिटी तत्सर्वं द्रष्टुं तस्य भाषायाः उपयोगः एतावत् सुन्दरतया सः हिन्दीभाषायाः प्रयोगं करोति सर्वदा श्रुण्वन्तः एव भवामः इति भासते अनन्तरं तस्य हम्बल्नेस् बहु हम्बल् अस्ति कोपि आगच्छति चेत् कोपि तत्र किं वदनीयम् कार्यक्रमस्य कृते तस्य हाट् सीट्मध्ये हाट् सीट् हाट् सीट् हाट् सीट्मध्ये उपविशन्ति खलु तेषां सः तेन सह तस्य व्यवहारः कथं भवति तत्तु द्रष्टुम् अनन्तरं वयमपि पठितुं म वयमपि ज्ञातुं वयमपि तथा भवितुम् बहु बहु सुन्दरम् अस्ति तस्य कियत् स्नेहभावेन सह सर्वे सर्वेषां स सर्वैः सह कियत् बहु अन्तरे कियत् विनम्रतया सः तेन सह वार्तालापं कुरु कुर्वन्ति यः हार्सीट्मध्ये उपविष्टवान् तेन सह बहु उत्तमरीत्या सम्भाषणं करोति अनन्तरं ज्ञानमपि बहु लभ्यते तत्र यदा सः प्रश्नं पृच्छति वयमपि आनन्देन हा ए अस्ति वा बि अस्ति वा सि अस्ति वा डी अस्ति वा इति वयमपि बहु गृहे अपि अस्माकं तथा चर्चा भवति सर्वे यदा वयम् उपविशामः तदा स यदा सः प्रश्नं पृच्छति वयं सर्वे न न ए भवितुं शक्यते न न अन्य कोपि वदति न न सी भवितुं शक्यते इति यदा अस्माकम् उत्तरं सम्यक् भवति तदा वयं सर्वे करताडनं कृत्वा पश्यन्ति अहं सम्यक् उक्तवती अहं सम्यक् उक्तवान् इति अपि भवति तत् कार्यक्रमः बहु सम्यक् अस्ति एकं तु अहं दृष्टवती तत्र तु यदा सः तस्य नाम अहं विस्मृतवती इदानीं प्रायः गत सीज़न्मध्ये सः तु बहु प इदु ऐ ऐ टि कृते सः पठन्नासीत् प्रायः सः तु बहु एतावत् सुन्दरतया उत्तरं दत्तवान् अनन्तरम् इतोपि एकवारं बालानां कृते अभवत् खलु तत्र एकः बालकः आगतवान् पहाडि पहाडीतः काश्मीर् काश्मीर् न उत्तराखण्डतः उत्तराखण्डतः सः बालक तु बहु बुद्धिमानः आसीत् सर्वं सर्वाणि उत्तराणि एतावत् शीघ्रं शीघ्रं दत्तवान् अनन्तरं तस्य सत्यं बहु बुद्धिमानः आसीत् तद् मम बहु प्रियः कार्यक्रमः अस्ति